हरिः ओं कः हा वदतु वद हा ह्म् एवं वा भवतु

आमाम् आम् आम्

एवं वा भवतु कुर्मः कुर्मः किं कु ह्म् तत्र कीदृशः अपेक्षिता तत्र वृत्ताकारं वा अथवा आयताकारं वा

ह्म् ह्म् तत्र हा ध्येयं वा न न ध्येयवाक्यं किमपि स्याद्वा यदि यदि यदि स्वस्थं स्वस्थं शरीरं स्वस्थं स्वस्थे शरीरे स्वस्थं मनः इत्यादिध्येयवाक्यं स्वस्थ््ं आ स्वस्थे शरीरे स्वस्थं मनः एतादृशं ध्येयवाक्यं यदि भवति उत्तमं आम् आम् भवतु ह्म् क्रीडावस्तूनि बहु न बहु न न शक्यते यथा ध्येयवाक्यस्य मध्ये तत्र च वृत्ताकारं चेत् तत्र यदि वाक्यस्यापि तत्र स्थलम् आवश्यकं खलु तदनन्तरं केवलं चित्रं केवलं चित्रमेव स्थापयामः तत्र ध्येयवाक्यस्य कृते अव तत्र स्थलं स्थलावकाशः न्यूनः भवति यदि यदि यदि यदि केवलं ध्येयवाक्यं स्वीक्रियते चेत् अन्येषां कृते तत्र आकर्षकं तत्र तत्र न भवति आकर्षकम् आकर्षकः न भवति सत्यं क्रीडाक्षेत्रेण क्रीडाक्षेत्रेण किं प्रयोजनं ए केवलं क्रीडावस्तुनः प्रयोजनं खलु हा हा तदपि तदपि कर्तुं शक्यते किन्तु तादृशः अवकाशः तत्र स्थलम् अति न्यूनं भवति खलु तत्र बहुविस्तृतं तु न भवति यत् आमाम्

आम्माम्

तत्र तत्र ह्म् ह्म् ह्म् आम् आम् अस्माकं स अमा अस्माकं वर्णः वर्णः चित्रकाराः सन्ति अस्माकं सविधे अतः अन्यः अन्यान्यविषये जनाः सन्ति अस्माकं तदनन्तरं त ते सर्वे आहत्य तत्र तत्र अस्माकं ग्रूप् वर्क् अस्माकं ग्रूप् वर्क् भवति अतः सर्वे अन्यान्यः एकः के केवलं मोटो तत्र ध्येयवाक्यं लिखति चेत् अन्यः तत्र वर्णादिविषये चिन्तयति एवम् आहत्य कर्म कुर्मः अतः तत्र अस्माकं अस्माकं तु कार्यालयः अस्माकं जयनगरसमीपे एव भवति फ़ोर्त ब्लाक् जयनगर फ़ोर्त् ब्लाक् समीपे भवति आम् भवतु यथा अवकाशं यथानुकूलं प्रातः नववादनतः सायं षड्वादनपर्यन्तं भवति अस्माकम् प्रैवेट् खलु प्रैवेट् खलु अतः तत्र काम्पिटेशन् बहु अस्ति बेङ्ग्ळूर्नगरे अतः भवतु भवतु भवतु आगच्छ हा भवतु हा अवश्यम् अवश्यम् आनयतु अवश्यं तत् तस्मिन् समये एव पुनः तत्र उपविश्य न भवतां कदा आवश्यकम् इति वदतु आम् आम्

हा भवतु न्यूनं न्यूनाति न्यूनातिन्यूनं तत्र त्री वीक्स् तत्र सप्ताहत्रयम् आवश्यकं यतोहि तत्र प्लान् इत्यादिकम् एकसप्ताहे भवितुम् अर्हति यतः वा अन्ये भवन्तु तत्र बहु तत्र डिमाण्ड् अस्ति एतादृशकार्यस्य अतः समयः आवश्यकः भवति आमामां अतः तत्र यथा भवान् चिन्तयति तथा शीघ्रं भवितुं नार्हति किन्तु भवतु आं भवतु भवतु आगच्छतु तत्र

अत्र विड्त् विड्त् तदनन्तरं तत् आह तत् तत् हा लेन्थ् इत्यादिकं अहं पश्य मेटल् इत्युक्ते इदानीं फ़ैबर् इत्यादिकम् आगच्छति खलु तत् वृष्ट्यै वृष्टेः वृष्टेः वृष्टी अपि तत् सोढुं शक्नोति अतः तत्र मेटल् इत्युक्ते पूर्वतनं मेटल् इदानीं न इदानीं नोपयुज्यते आम् आमाम् इदानीम् आधुनिककाले यत् आवश्यकं तदेव उप उप उपयोगं कुर्मः अतः अपि अतः तत्र धनं धनमपि अधिकमेव भवितुमर्हति तद् तत्र तत्र पेण्ट्स् आम् आम् अवश्यं पेण्ट्स् इत्यादिकं नावश्यकम् एकवारं गतं चेत् तत्र लैफ़्लाङ्ग् तत्र तत्र ह्म् हा ह्म् ह्म् ह्म् आं भवतु भवतु पुनः भवतु अवश्यम् आगच्छतु आगच्छतु तत्रैव आमाम् पुनः मिलामः पुनः मिलामः धन्यवादः